नमोनमः भवान् अनुजः वदति वा फ़ोटो स्टुडियो तः एवम् अहम् अहम् अश्विनिबावणे अस्मि अस्माकं कृते विवाहार्थं फ़ोटोग्राफ़ि कृते एकम् अपक्षितं तर्हि भवतः स्टूडियो तः कापि तस्मिन् टेण्टि फ़ै दिनाङ्के पञ्चविंशतिः दिनाङ्के आगन्तुं शक्नोति वा एवम् एवं धनं कियत्स्वीक्रियते परन्तु

एवं तत्र एक् मेहेन्दि प्रोग्रां वर्तते आदौ तु मेहेन्दि कार्यक्रमः अनन्तरं हल्दी कार्यक्रमः अनन्तरं विवाह इत्यस्य विषये तस्य किमपि पारम्परिकपद्धत्या तदा व् वर्तते तदपि कार्यक्रमः तत्र इङ्क्लूडेड् वर्तते हा तर्हि प्रायः दिनत्रयस्य

उभयमपि कर्तव्यमस्ति चित्रमपि छायाचित्रमपि एवञ्च विडियो शूट् इत्यादिकमपि एवं तर्हि एवं तर्हि भवान् वदतु दिनत्रयात्मकस्य भवान् कियत्स्वीकरोतीति

यत्र यत्र मुख्यं तत्र तत्रैव सर्वत्र न आहत्य कति स्विय स्वीकरोति भवान् एवं तत्र किमपि पञ्च न्यूनमित्यादिकं भवति वा तत्र मध्य दिनत्रयात्मकं वर्तते एकमेव वर्तते स्थानमपि तत्र एव अस्ति तर्हि भवतः स्थ तत्र स्थातव्यं तस्य अन्यत् किमपि कर्तव्यं तर्हि न्यूनं पञ्चाधिकं न्यूनं करोतु तत्र किम् एवम् अस्तु अस्तु एवमाम् अस्तु हा धन्यवादाः धन्यवादाः